गृहं परितः क्षेत्राणि स्वच्छानि भवन्तु इति अहं निम्नलिखितान् उपायान् करोमि एकं नियमितं सफ़ायिः नियमितरूपेण सर्वेषां क्षेत्राणां स्वच्छतां कुर्वन्तु य्था यथा बहिः क्षेत्राणि उद्यानानि वा वीथिः च अपशिष्टप्रबन्धनं सर्वेषाम् अपशिष्टानां सम्यक् पृथक्करणं कृत्वा सामुदायिककरणञ्च राशिः यानम् उपयोगं कुर्वन्तु रोपनं स्वपरिसरस्य स्वपरिसरस्य क्षेत्रेषु वृक्षान् रोपयन्तु येन प्राकृतिसौन्दर्यस्य पर्यावरणस्य च संरक्षणे भवतः सहायता भविष्यति अपार्टमेण्टस्य सर्वेषां नियमानाम् अनुसरणं कुर्वन्तु स्वस्य आवसीयक्षेत्रस्य नियमानाम् अनुसरणं कुर्वन्तु यथा सम्प्रति साम्प्रदायिकक्रीडाक्षेत्राणां सुरक्षा स्वच्छता च अहं नियमितरूपेण सर्वाणि स्थानानि यथा वीथिः उद्यानानि उद्यानानि च स्वच्छं करोमि अहं सर्वाणि अपशिष्टानि सम्यक् पृथक् कृत्वा सम्यक् निष्कासनं करोमि अहं मां परितः वृक्षान् रोपयामि येन सौन्दर्यस्य पर्यावरणस्य संरक्षणस्य च सहायकं भवति अहं सर्वेषां सार्वजनिकस्थानानां नियमानाम् अनुसरणं करोमि यथा उद्यानानां क्रीडाक्षेत्राणां च सुरक्षा स्वच्छता च